ये मम पशवः सन्ति तर्हि अहं नवजातपशूनां कृते नामानि दास्यामि ते तेन नाम्ना एव व्यवहारं कर् कुर्मश्चेत् ते नवजातः अस्ति अतः ते नाम्ना एव दास्यः उपौ नि यदा उद्बोधयामः ते आगच्छन्ति अनन्तरम् अतः तेषाङ्कृते प्रीत्यव्यवहारं करोमि स्नानादिकं कृत्वा संरक्षणं करोमि तेषाङ्कृते दुग्धं दास्यामि पौष्टिकाहारमेव दास्यामि तेषां कृते यथा आरोग्यं भवेत् तथा अनन्तरम् लवणरहितम् आहारमेव दास्यामि लवणयुक्तम् आहारं तेषां कृते विषं भवन्ति इति वदन्ति अनन्तरं तेषां बन्धनं न करोमि प्रीत्या व्यवहारं करोमि तेषां कृते दिननित्यकार्याणां ट्रैनिङ्ग् करोमि तेन ते दाः अवगच्छन्ति नवजातः अतः एवम् एतत्सर्वं करोमि